त्रयोविंशतिदिनाङ्कः मे मासः त्रयोविंशत्योत्तरद्विसहस्रवर्षं पञ्चदशः दिनाङ्कः जून् मासः षट्शीतिः षडशीति अधिकनवशतोत्तर एकसहस्रतमवर्षं षोडशदिनाङ्कः सप्टेंबर् मासः द्विष् द्विषष्टित्युत्तर अष्टशतोत्तर एकसहस्रतमवर्षं षष्ठः दिनाङ्कः नवम्बर् मासः द्विसहस्रवर्षं पञ्चविंशतिदिनाङ्कः अगस्त् मासः षण्णवत्यधिक नवशतोत्तर एकसहस्रतमवर्षं